मम पश्चिमबङ्गराज्यस्य मोषिदावदनामके जनपदे वर्णसुवर्णनामकम् एकं स्थलं वर्तते कर्णसुवर्णः कर्णसुवर्णं नामकं स्थलम् राज्ञः शशाङ्कस्य राजधानी आसीत् इति श्रूयते तत्र प्रासादस्य भग्नावशेषः अद्यत्वे अपि लभ्यते बहवः जनाः तत्र भ्रमितुं गच्छन्ति कर्णसुवर्णम् इति स्थानम् तथैव हाजर् द्वारिनामकम् एकं स्थलं वर्तते तत्र अपि एकः प्रासादः अस्ति वस्तुतः सः यवननिर्मितः प्रासादः अस्ति तत्र यवनानां शासनकाले सिराज् दौल्ला नामकः कश्चन शासकः आसीत् तेनैव सः प्रासादः निर्मापितः सः प्रासादः अधुनापि तत्र अस्ति बहवः जनाः तत् ऐस् ऐतिहासिकं प्रासादं द्रष्टुं गच्छन्ति तथैव माल्दनामके जनपदे आदिनाथनामकस्य शिवस्य मन्दिरम् अपि अस्ति साम्प्रतिककाले आदीना मश्जित् इति यवनैः तत् मन्दिरस्य स्थाने मस्जिद् निर्मितवन्तः तत्र मन्दिरस्य अधुना इदनीन्तनकाले मस्जिद् इति जनाः कथयन्ति परन्तु तत्र यदा वयं गच्छामः तत्र मस्जिदस्य भित्तिषु अस्माकं हिन्दूदेवा देवानां चित्राणि लभ्यन्ते तदेव प्रमाणं तद् आदिनाथमन्दिरमिति तत्र बहवः जनाः भ्रमितुं गच्छन्ति